पूर्वं तावत् चन्नेनळ्ळि दक्षिणामूर्तिदेवालयं प्रति स्विग्गि तः आर्डर् क्रियते स्म इदानीं चन्नैनळ्ळिशोधसंस्थानं प्रति आर्डर् आनयतु आर्डर् मध्ये यद्यत् अस्ति तत्सर्वं शोधसंस्थानं प्रति शोधसंस्थानं लोकेशन् प्रति आनयतु